आधुनिकशिक्षणस्य पारम्परिकशिक्षणस्य च भेदः वर्तते एव यतोहि पारम्परिकशिक्षणं तु अस्माकं किम् अस्माकं परम्परा विषये आदृतं भवति अपि च देशस्य विषये आदृतं भवति इति कृत्वा भवति किन्तु आधुनिकशिक्षणं तथा न आधुनिक शिक्षणं तु अस्माकं देशस्य अपेक्षया देशान्तरस्य विषये एव तत्र अधिकः विषयः भवति अपि च तेषां विषये आकर्षणं तत्र क्रियते अतः ये तत्र तस्य अध्ययनं कुर्वन्ति ते अन्यदेशस्य विषये आकृष्टाः भवन्ति अस्माकं संस्कृतिं ते न पालयन्ति अतः पारम्परिक अध्ययनमेव तत्र उचितम् इति अस्माभिः वक्तुं शक्यते एवञ्च आधुनिकशिक्षणस्य ये अध्ययनं कुर्वन्ति तेषां तु मनस्थितिः अपि सम्यक् न भवति यतोहि पारम्परिकशिक्षणे तत् सर्वस्य सर्वस्यापि विषये तत्र सम्यक् उल्लेखः भवति कथं जीवननिर्माणं कर्तव्यं कथं भवितव्यं क कस्मिन् काले कथं भवितव्यम् अनारोग्यं न भवेत् तादृशं स्वास्थ्यं कथं पालनीयम् इत्यादि सर्वस्यापि विषये अस्माकं पारम्परिक विषये पारम्परिकशिक्षणे वर्तते एवं आधुनिकशिक्षणे अपि तद्वर्तते किन्तु तदपेक्षया अनपेक्षत विषये एव तत्र आकर्षणम् अधिकम् अस्ति इति कृत्वा मया तु लक्षते आदौ आधुनिकशिक्षणस्या अपेक्षा पारम्परिकशिक्षणमेव उचितम् इति यतोहि अस्माकं देशे तावत् आधुनिकशिक्षणम् अस्माकं देशस्य आधुनिकशिक्षणम् एव आसीत् किन्तु यदा अस्माकं देशस्य उपरि अन्यदेशीयाः आक्रमणं कृतं आक्रमणं कृतवन्तः तदानीं तेषां शिक्षणपद्धतिः अत्र आगता तत्कारणतः एव इदानीन्तनकालेषु आधुनिकशिक्षणम् इति यत् इदानीं चलति तस्य एव सर्वत्रापि अधिकः प्रचारः वर्तते अतः आधुनिकशिक्षणस्यापेक्षा पारम्परिकशिक्षणम् एव समीचीनम् इति मया वक्तुम् इष्यते